महाभारतं महर्षिणा वेदव्यासेन विरचितः प्रसिद्दः महाकाव्यं विद्यते अस्मिन् ग्रन्थे कौरवपाण्डवानां महायुद्धं प्रधानविषयरूपेण वर्णितमस्ति मानवजीवनस्य धर्म अर्थकाममोक्षरूपाः समस्तपुरुषार्थाः महाभारतनामकविशालग्रन्थे सन्निवेशिताः अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्भगवद्गीताविषये भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञानकर्मभक्तिविषयकः उपदेशः गीतायां प्रदत्तः अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति मानवजीवनस्य विविधविषयाः ग्रन्थे समीचीनतया प्रतिपादिताः सन्ति इयं विश्वजननी कृतिः कालजननी चिरन्तनी एव पुनः महाभारतस्य अष्ट महाभारते अष्टादश पर्वाणि सन्ति ना म् तत्र प्रथमं पर्व आदिपर्व जनमेजयस्य सर्पयज्ञः समुद्रमथनं दुश्यन्तशकुन्तला कथा कौरवपाण्डवानां जन्मकथावर्णनं द्रौपदीस्वयंवरः विवाहः ततः पाण्डवानां हस्तिनापुरे निवासः इत्यादिविषयः आदिपर्वे वर्णितमस्ति ततः द्वितीयं पर्व सभापर्व सभापर्वायां सभापर्वे युधिष्ठिरे युधिष्ठिरेण आयोजिताः राजसूयायज्ञः जरासन्दवधः शिशुपालवधः द्यूतक्रीडायां पाण्डवानां पराजयः द्रौपद्याः वस्त्रापहरणं पाण्डवानां चतुर्दश वर्षाणि वनागमनं सभापर्वे वर्णितमस्ति ततः वनपर्व अस्मिन् पर्वणि पाण्डवानां वने निवासः अर्जुनस्य तपः आचरणेन पाशुपतास्त्रस्य प्राप्तिः इत्यादिविषयं वर्णितमस्ति विराटपर्वे विराटनगरे पाण्डवानाम् अज्ञातवासः पुनः कीचकवधः ततः दुर्योधनेन विराटस्य गोहरणं अभिमन्योः उत्तरया साकं विवाहः विवाहः इत्यादि अस्मिन् पर्वणि वर्णितमस्ति ततः उद्योगपर्व उद्योगपर्वे पाण्डवेभ्यः अर्धराज्यम् अ अर्धराज्यम् अर्धराज्यदापनाय श्रीकृष्णस्य कौरवसभां प्रति गमनं तेषाम् अनङ्गीकारः युद्धार्थं सन्नद्धता सन्नद्धता शिखण्डेः जन्मवर्णनम् इत्यादिवर्णनम् अस्ति भीष्मपर्वे महाभारतयुद्दस्य वर्णनं युद्धक्षेत्रे स्वजनान् दृष्ट्वा अर्जुनः विषादग्रस्तः भीष्मस्य शरशय्या इत्यादिविषयाः अत्र वर्णिताः सन्ति द्रोणपर्व द्रोणस्य सेनापतित्वं चक्रव्यूहरचना इत्यादिविषयाः वर्णिताः सन्ति कर्णपर्वे कर्णस्य सेनापतिरूपेण अभिषेकः पुनः शल्यपर्वे शल्यस्य सेनापतित्वं तस्य युद्धे मरणं भीमदुर्योधनयोः गदायुद्धं दुर्योधनस्य जानुभङ्गः इत्यादिवर्णनम् अस्ति सौ सौप्तिकपर्वे अश्वत्थाम्ना पाण्डवपुत्राणां हननं पुनः स्त्रीपर्वे महाभारतयुद्धे मृतानां वीराणां स्त्रीणां शोकः शोकाकुलविलापः पुनः ततः शान्तिपर्वे भीष्मपितामहेन युधिष्ठिरं प्रति राजधर्मविषये उपदेशः ततः अनुशासनपर्वे भीष्मपितामहस्य शरीरत्यागः पुनः अश्वमेधः अश्वमेधिकपर्वे युधिष्ठिरस्य राज्याभिषेकः अश्वमेधयज्ञस्य अनुष्ठानं वर्णितमस्ति आश्रमवासिकपर्वे धृतराष्ट्रगान्धारिप्रभृतीनां वनवासप्रस्थानप्रवेशः पुनः मुसलपर्वे मदोन्मत्ततया मधो मदोन्मत्ततया वा मदोन्मत्तता यादवानां पारस्परिकसङ्गर्षः व्यासेन श्रीकृष्णस्य मरणम् इत्यादिवर्णनम् अस्ति महाप्रास्तानिकपर्वे परीक्षिताय राज्यभारं दत्वा पञ्चपाण्डवानां हिमालयगमनं वर्णनम् अस्ति तदन्ते अन्तिमपर्व स्वर्गारोहणपर्वे पाण्डवानां स्वर्गः स्वर्गगमनं स्वर्गे नारदेन साकं युदिष्टिरस्य वार्तालापः इत्यादि वर्णनं महाभारते स्तूल परिचयत्वेन कृतः